बाल्यसमये मम पितामही वयं स वयं सर्वे मत्लब् वयं सर्वे रात्रौ समये भोजनसमये कथां शु शु श्रुतव् शु श्रुतवती अस्ति वयं सर्वे श्रुत्वा श्रुत्वा रामायणस्य महाभारतस्य परिचयं प्राप्नुवन्तः तत्परंं अहम् इन्ट्रस्त् भवति किल तत् अहं पुस्तकं स्वीकृत्य क्रीत्वा पठितवन्तः स्म ततःपरम् बहूनि विषयाः अन्य किमपि गृहे आगच्छति पण्डिताः ज्ञानी ज्ञानी ज्ञानी स् ज्ञानिनः तेषां कृते पृष्ट्वा अन्य कोऽपि विषयान् ज्ञातुम् इच्छन्ति रामायण महाभारतविषये तत्सर्वं ज्ञातवन्तः एकम्तु इण्ट्रस्ट् भवति इण्ट्रस्ट् वर्धनं भवति तादृशं तत्परं अहम् इदानीं समये तु सङ्गणके सर्वेषाम् इण्टरेस्ट्मध्ये सर्वेषाम् अस्ति किल तादृशम् अंशं सम्यक् ज्ञातवन्तः रामायणम् इति किमर्थं पठनीयम् इति पूर्वम् उक्तवन्तः इति अहम् इदानीम् जानामि तस्य माहात्म्यं म महत् विषयम् अस्ति तस्य माहात्म्यं सर्वम् इदानीम् अहं सम्यक् जानामि